हरि ओम् नमस्सर्वेभ्यः सद्यकाले एव मया एकं युतकं क्रीतम् आसीत् सिरितः बहु सम्यक् अस्ति अत्र काटन् युतकमस्ति कर्पसस्य किन्तु तत्र मूल्यम् अपि अधिकं नास्ति पञ्चशतरूप्यकाणाम् आगच्छति बहु सम्यक् विशेषतः अत्र ग्रीष्मकाले उष्णकाले धर्तुं योग्यम्